नमोनमः आम् आं वयम् अस्माकं समीपे बहूनि पुस्तकानि सन्ति त्वम् किं ग्रन्थनाम ग्रन्थनाम किमस्ति आं लघुगुसिद्धान्तकौमुदी शतरूप्यकाणि अस्ति वा आं लघुसिद्धान्तः

लघुसिद्धान्तः अस्ति वा वयम् अस्माकं समीपे व्याकरण शास्त्रमध्ये बहूनि पुस्तकानि सन्ति

हा अस्माकं व अस्तु अस्तु अस्माकं समीपे एवं व्याकरणस्य बहूनि पुस्तकानि सन्ति उदाहरणं च वैयाकरणसिद्धान्तकौमुदी अष्टाध्यायी लघुसिद्धान्तः एवं बहु अस्ति त्वं त्वा तस्य भवान् मित्रः किम् उपलभ्यते आं लघुसिद्धान्तकौमुदी शतरूप्यकाणि त्वं शतरूप्यकाणि अस्ति वा त्वम् अत्र यः अस्माकं समीपे वेदः ए एवम् अस्ति बहूनि पुस्तकानि सन्ति त्वं पश्यतु हा कोरियर् माध्यमेन एवं वयं कोर् कू कोरियर् माध्यमेन बहूनि पुस्तकानि उपलभ्यन्ते तदा कोरियरेन अधिकम् अधिकम् अधिकं धनम् इच्छामि कोरियर् माध्यमेन त्रि एवं चतुर्दिनं दिनमध्ये त्वं पुस्तकम् आगच्छति यदि इच्छति अधिकं धनम् उपेक्षते वा नूतनं धनं न अस्माकं समीपे बहु बहु पुस्तकानि सन्ति बहु बहु कोरियेन अस्ति न वा तद् त्वम् आगच्छतु त्वं मित्र आम् एषा अपि अस्ति त्वम् आगच्छतु तदा वयम् आम् आमां सम्यक्